भारतीयतत्त्वशास्त्रे मम शास्त्रं वेदान्तशास्त्रं वर्तते तत्त्वशास्त्रे षड् दर्शनानि आगच्छन्ति तत्र वेदान्तशास्त्रस्य स्थानं षड् स्थानं वर्तते अस्ति तद् वेदान्तशास्त्रमध्ये वेदान्तानां विवरणम् अस्ति वेदान्तशास्त्रं जैमिनिमुनिद्वारा कृतमासीत् तत्र वेदान्तशास्त्रमध्ये सामवेदः तस्य प्रवर्तते सामवेदः अपि जैमिनि मुनेः कृतं तस्य मुनिः जैमिनिः अस्ति सामवेदे सङ्गीतम् इत्यादि विषयाः सन्ति अनन्तरम् यजुर्वेदः अस्ति तत्र अनन्तरं ऋग्वेदः अ अस्ति ऋग्वेदे सर्वं ऋचा इत्यादयः सन्ति अथर्ववेदः प्रवर्तते अथर्ववेदस्य ब्राह्मणः गोपथः गोपथः ब्राह्मणः भवन्ति यजुर्वेदे शु द्वे भ भ भे भागः स प्र प्रवर्तते प्रथमं शुक्लयजुर्वेदः द्वितीयं तु कृष्णयजुर्वेदः ऋग्वेदस्य मुनिः पैलमुनिः भवति एतदेव वेदान्तशास्त्रमध्ये सर्वं विवृणुतं विवृणुतम् आसीत्